मम इष्टतमं पुस्तकं बदुकलु कलियिरि इति स्वामी जगदात्मानन्द इति लेखकेन रचितं तत् पुस्तकं तत् सामान्यतः सप्तसु भाषासु अनूदितमस्ति आङ्ग्लभाषायां लर्न् टु लिव् इति आङ्ग्लानुवादः अस्ति तत्पुस्तके जीवने प्रवृत्ताः विभिन्नसान्दर्भिकघटक् घटनाः उल्लिखिताः सन्ति एकस्य मन्त्रिणः एकस्य अधिकारिणः एकस्य सामान्यबालकस्य सर्वेषामपि विभिन्नविभिन्न अनुभवाः ये आसन् विभिन्नसन्दर्भेषु ते सम्यक् तत्र निरूपिताः सन्ति यस्य पुस्तकस्य अध्ययनेन मानवः उत्तमः भवेत् बेटर्लिविङ्ग् भवेत् इति वदन्ति उत्तमश्रेणिजीवनं तस्य भवेत् तादृशम् इष्टतमं पुस्तकं बदुकलु कलियिरि इत्यस्ति दूरदर्शनकार्यक्रमेषु मम कृते बहु इष्टः कार्यक्रमः एकः आसीतु कहा गये वो लोग् इति हिन्दिभाषया भवति स्म पूर्वं बहवः जनाः समाजार्थं त्यक्तसर्वस्वाः कार्यं कुर्वन्ति स्म तादृशाः बहवः तत्र क्रान्तिकारिणः स्वातन्त्र्ययोधाः येषां नामान्यपि न श्रूयन्ते अस्माकं पाठ्यपुस्तकेषु इदानींतनदिनेषु तेषां जीवनगाथाः बहु सम्यक् तत्र प्रपञ्चिताः आसन् अतः तं भागम् अहं स्मरामि